अहं पर्वतारोहणं तावत् बृहत् पर्वतारोहणं न कृतवती चारणं न कृतवती परन्तु एवमेव हा बेङ्ग्ळूरु मध्ये नन्दी हिल्स् इति अस्ति खलु तत्र अहं चारणं कृतवती परन्तू मार्गभ्रष्टा न अभवं किमर्थं चेत् तत्र मार्गम् अन्वेषणमेव नास्ति खलु तत्र किं स्टेप्स् सन्ति तानि आरोहणं कृत्वा कृत्वा गन्तव्यं परन्तु किं बहु एव शक्तिः शक्तिः आवश्यकं तत्र आरोहणं कर्तुं तत्र मार्गभ्रष्टा न अभवत् अहम् एवम् आरोहणं कृत्वा कृत्वा गत्वा उपरि गतवती पुनः तत्र देवालयं सर्वमासीत् देवालयं गतवती नमस्कारं कृतवती पुनः तेन मार्गेण एव पुनः आगत्य पुनः गृहं गतवती एवं चारणम् इत्युक्ते पुनः अन्यत्र कृतवती स्म तत्र मार्गम् अन्वेषयित्वा गन्तव्यम् आसीत् वयं गच्छन्त्यासं कति जनाः इत्युक्ते चत्वारि पञ्च जनाः आसं गच्छन्त्यासं परन्तु मार्गमध्ये वयं मार्गभ्रष्टा अभवं तत्र मार्गमेव न दृश्यते आसीत् वयं कुत्र आगतवन्तः इति चिन्तयित्वा चिन्तयन्ती आसं तदा पुनः इदानीं तु किमपि कष्टमेव नास्ति सर्वमपि मोबैल् मध्ये एव भवति जङ्गमवाणीमध्ये एव भवति तत्र गूगल् मेप्स् इति भवन्ति खलु तद् स्थापित्वा वयं किं कृतवत्यः अस्माकं लोकेशन् आन् कृत्वा अन्विष्टवत्यः मार्गं मार्गम् अन्वेषयित्वा एवं गन्तव्यं वाममार्गे गच्छामः दक्षिणमार्गे गच्छामः एवम् अग्रे गच्छामः अत्र उपहारगृहम् अस्ति अत्र एतदस्ति अग्रे गच्छामः चेत् देवालयः अस्ति तत्र गन्तुं गन्तुं शक्यते पुनः अत्र विश्रामस्थलम् अस्ति एवं सर्वं ज्ञात्वा गतवन्तः पुनः दीर्घचारणेषु गमनसमये पूर्वसज्जता पूर्वसज्जतां हा कुर्वन्त्यासं पूर्वसज्जतां तु करणीयम् एव किमर्थं चेत् वयं चारणं कुर्वन्तः भवामः खलु तत्र अस्माकम् आक्सिजन् परिमाणं भवति खलु तद् न्यूनं भवति अतः बहु उपरि चारणं करणीयम् इत्युक्ते तत्र वयम् आक्सिजन् नेतव्यं पुनः ट्रेक्किङ्ग् इति वदन्ति खलु तत्र वयं दण्डं नेतव्यं दण्डं प्रति किं वदन्ति इति न जानमि परन्तु दण्डं नेतव्यम् अस्माकं किं बेलेन्स् अपि भवति तथा पुनः शीतलमपि भवति खलु पूर्णं वस्त्रं नेतव्यं स्वेटर् इति वदन्ति खलु तद् नेतव्यम् एवं सर्वं नेतव्यम्